नमस्कारः नमस्कारः आगच्छन्तु एतद् अस्माकम् आपणे अस्माकं देशीय विदेशीय वस्त्राणि बहूनि सन्ति अतः आगम्यताम् उपविश्यताम् भवती किम् इच्छसि चायं वा काफ़िं वा जलं वा आं जलं स्वीकरोतु माता किमपि नास्ति अस्माकम् एतत् गौरवं अस्ति

ओ यानि अस्माकम् आपणे ओ बहु शाटिकाः सन्ति नाम इदानीं काञ्ची शाटिकाम् एकं दर्शयिष्यामि पश्यताम् एतत् एतत् रक्तवर्णं बहु उत्तमं भवति इतोपि एतत् कपिशवर्णः अपि बहुसमीचीनम् अस्ति एतत् धूसरवर्णः अपि समीचीनम् अस्ति एतत् हरितवर्णः अपि बहुसमी नाम इदानीम् एतत् धूसरवर्णस्य शाटिका बहु उत्तमम् अस्ति यदि एतत् नूतनमेव अद्यैव प्रातः आगतं बहुसमीचीनम् अस्ति तत् एतस्य मूल्यमपि न्यूनम् एव अस्ति आम् एतत्तु एकसहस्रम् एव अस्ति इदानीम् एतत् नूतननिर्माणम् अस्ति पश्यतु नैव माता इदानीं तु बहु इदानीं पश्यतु अस्माकं सर्वकारस्य सर्वं व्ययन्तुं अधिकं जातमस्ति गमनागमनं चालनियम् अपि अस्य तु पश्यतु इदानीं वयम् पञ्चाशत्वर्षेभ्यः आपणं चालयन्तः स्मः अस्माकं पूर्विकाः एषा शाटिका इतःपूर्वम् अर्धदशकरूप्यकेण आगच्छन्ति स्मः इदानीं तु वयं तु नैव नैव भवत्याः पूर्विकाः अपि मम दामः यथा आसीत् तथा आगच्छन्ति स्म बहु बहुपुरातनजनाः परन्तु अस्माकं कृते तावत् मूल्येन मम कृतेपि न लभ्यते माता कृपया चिन्त्यताम्

नैव इतोपि अन्यशाटिकामपि दर्शयामि एकवारं बालकाः तत्र नूतनशाटिकाः यानि सन्ति तानि सर्वानि अत्र आनीयताम् एकवारं मातरं प्रति दर्शयतु एतत् गद्वालीशाटिकाः इति वदन्ति एतत्तु सूरत् नौसारी सूरत्तः शाटिकाः एतत् एतानि पश्यन्तु एताः शाटिकाः अस्तु अस्तु एतत् हरितवर्णं बहुसमीचीनं वर्तते इति अस्तु ओम्